अद्यापि त्वं कुत्र रोपं दास्यसि अन्तर्जालद्वारा धनस्य विनिमयस्य च कल्पना कथं परिवर्तिता इति प्रश्नः अहम् इदानीमपि ष रोकं धनं दाश्यामि किमर्थं चेत् मम पार्श्वे यदा रोकं धनं भवति हस्ते धनं भवति तदा अहं यदा के किमपि क्रि क्रि क्रेतुं गच्छामि तदा हस्ते यद्धनं भवति तद् दास्यामि परन्तु इदानीं अन्तर्जालद्वारा धनमपि दीयते किमर्थं चेत् अस्माकं भारतसर्वकारः अधर्मधनं यद्भवति तत्कारणात् अस्माकं भारतसर्वकारः अन्तर्जालधनस्य विनिमयस्य च विनिमयं कृतम् अनेन अन्तर्जालधनस्य परिवर्तनं जातम् अनेनैव अस्माभिः सर्वे अपि इदानीम् अन्तर्जालद्वारा धनं आदानं प्रदानं कुर्मः इदानीं सर्वे अपि युवाः श युवाः युवाः अन्तर्जालस्य एव उपयोगं कुर्वन्ति